वयं सर्वे तु जानीमः एव राजकीयजनाः तु यत्र तेषां कृते लाभः भवन्ति तत्र ते हस्तं स्थापयन्ति सर्वे राजकारणं राजकीयजनाः तादृशाः एव भवन्ति इत्यपि न वदामि अहं किन्तु केचन जनाः भवन्ति तेषां कृते यत्र लाभं भवति ते तत्र अधिकं समयं दास्यन्ति अधिकतया विशेषः विशेषरीत्या अस्मान् पश्यन्ति तादृशः एव ह यदि वदामः यदि भवान् धनं यच्छन्ति तथा किमपि तेषां कृते यद् आवश्यकं तत् किमपि दास्यन्ति चेत् ह ते बहु सरलतया अस्माकं कृते यद्यद् क्रीडानिमित्तं क्रीडा क्रीडकाः न्यूनं यद्यद् आवश्यकं तत् सर्वं उप्ये सर्वं किम् कृत्वा ददाति यद् आवश्यकं यद् ह व्यवस्था आवश्यकी तत्सर्वं कृत्वा ददाति तथैव क्रीडापटुः इत्युक्ते तस्य बहवः इत्युक्ते यदि क्रीडा भवति तस्य बहवः तस्य वासव्यवस्था भवति भोजनव्यवस्था भवतु तस्य तेषामेव भिन्नः टैम् टेबल् भिन्नः आवलिः भवति भिन्नः टैम् टेबल् इति भवति यथा तद्भवति तस्य अनुसारेण सः तस्य विषयं द्रष्टुं शक्नोति अतः तस्य विषयं दृष्ट्वा सः तस्य किं किम् आवश्यकं किं किं न आवश्यकम् इति सर्वं वदति ह यदि ते इच्छन्ति परिचिताः सन्ति इति वदन्ति चेत् बहु सम्यक् सरलतया अस्माकं कृते दास्यन्ति नो चेत् बहु कष्टं भविष्यति यदा कदापि कष्टं भविष्यति अतः तावत् चिन्तनम् इत्यपि नास्ति सर्वे राजकीयजनाः समानमेव भविष्यन्ति इत्यपि नास्ति यत्र तेषां कृते लाभः भविष्यति ते बहु सरलतया कार्यं कृत्वा ददाति नो चेत् अस्माकं कृते बहु पीडन्ति तत्र अस्माभिः किञ्चित् द्रष्टव्यः किं करणीयम् इति तावदेव